वार्तामाध्यमाः ग्राम्यक्षेत्रेषु नगरेष्वपि पर्याप्तविषयान् न प्रदर्शयन्ति बहवो विषयाः एवं भवन्ति ये वार्तामाध्यमेशु ना दृश्यन्त एव तत्र कश्चित् महान् महान्तमुपकारं करोति समाजायै परेभ्यः तथापि सविषयः न प्रकट्यते यः विषयः स्वार्थाय कृतः केनचित् धनिना सः विषयः प्रदर्श्यते एवं एते वार् वार्तामाध्यमाः सर्वे अपि धनसम्पादनार्थं पुनश्च वीक्षकत्ववर्धनार्थं एव यतन्ते अतः सर्वेषु विषयेषु वार्तामाध्यमानां प्रदर्शनं न भवति